राम् राम् अहं बहो कालात् प्रागेव युष्माकं नाम केब् बुक् कृतवान् अस्मि एतावत्पर्यन्तं युष्माकं पार्श्वात् कदा आगच्छन्ति किम् आगच्छन्ति इत्येवं रीत्या न ज्ञातम् नाम मया प्रायः एवं नाम सार्धैकहोरा आसीत् बुक् कृत्वा मम कार्याणि सन्ति मया तत्र प्राप्तव्यं वर्तते मम कक्षाः सन्ति तत्र मया प्राप्तव्यं भवतः एतावता इतोऽपि तत्र आगम्यते उत न इति किमपि न दत्तं वर्तते अहं तावत् युष्माकं धनमपि प्रेषितवान् अस्मि एतावता भवन्तः मम धनं स्वीकृत्य न आगतवन्तः एव अहं युष्माकम् उपरि नाम तत्र युष्माकं तत्र ओला इति एप् यत् वर्तते तत्र युष्माकम् उपरि फ्राड् लिङ्ग्स् इति कम्प्लेण्ट् दास्यामि यदि भवन्तः अचिरादेव मह्यं दूरवाणीं न करिष्यन्ति चेत् अहं युष्माकं कृते पञ्चनिमेषानाम् समयं यच्छामि तावता यदि भवद्भिः मह्यं दूरवाणी न कृता तर्हि अहम् अवश्यं तत्र कम्प्लेण्ट् करोमि अपि च आरक्षकभटानां कृतेऽपि सूचयामि यत् एतादृशं कार्यम् एते कुर्वन्ति इति अतः युष्माकम् इच्छा